हरिः ओम् मारुति ड्रैविङ्ग् स्कूल् नमस्कारः भवतः नाम किम् वदतु महोदय ओ अस्तु अभिनन्दनानि महोदय अस्तु भवान् चालनं न जानन्ति वा ओ एवम् अस्तु ओ चालनशाला आम् सत्य सत्यं मारुती चालनशाला अस्ति भवान् कीदृशं वाहनं स्वीकृतवान् अस्ति महोदय मारुति एव तत्र तत्र गियर् गियर् अस्ति वा न गियर् अस्ति वदतु ब गियर् अस्ति वा अस्तु अस्तु गियर् अस्ति चेत् अस्तु तर्हि अवश्यं अस्तु गियर् युक्तमेव भवान् स्वीकृतवान् ओ अस्तु अस्तु महान् चिन्ता नास्ति तर्हि गियर् युक्तं चेदपि चिन्ता नास्ति वयम् अवश्यं तत्र चारणं कथमिति पाठयामः इदानीं भवतः समीपे नानी आम् आम् रिजि रिजिस्टर्ड् आम् सत्यं सत्यम् पञ्जीकृतम् एव अस्ति अवश्यम् अवश्यं पञ्जीकृतम् एव अस्ति अस्माकं समीप तदपि तत्र वयं फ़्रेम् कृत्वा तत्र स्थापितवन्तः अवश्यं भवान् द्रष्टुमर्हति यत् यदा भवान् तत्र आगच्छति तत्र चिन्ता नास्ति वयम् अस्माकम् इन्स्ट्रक्टर् जनाः ये चालनं चालनस्य ये शिक्षकः शिक्षकः सन्ति ते सर्वे अपि रेजिस्टर्ड् इन्स्ट्रेक्टर्स् एव तेषामपि तत्र ऐ डि सर्वं भवान् द्रष्टुं शक्नोति तत्र चिन्ता नास्ति वाहनानि अपि तत्र तेषामपि रिजिस्ट्रेशन् नवीकृतमेव भवति सर्वमपि नू नूतनानि एव वाहनानि सन्ति अस्माकं समीपे नूतनानि नाम तत्र तेषां सर्वं सर्वीस् एवं सर्वं कृत्वा वयं स्थापयामः यतः एतत् एतस्य आवश्यकता अस्ति रेगुलेशन् अस्ति एवं भवतु इति अतः तत्सर्वं वयं पालयामः अवश्यं तत्र चिन्ता एव नास्ति इदानीं भवतः समीपे लर्निङ्ग् लैसन्स् एल् एल् आर् अस्ति वा तदपि अस्माभिः दापितव्यं वा तदपि वयं कुर्मः सर्वीस् रूपेण कुर्मः एल् एल् आर् आवश्यकं चेत् तदपि वयं ता दापयितुं शक्नुमः परन्तु तदर्थम् एकसप्ताहस्य समयः म आवश्यकः लर्निङ् लैसन्स् अस्ति अस्तु एल् एल् अस्ति चेत् वरं इतोपि सम्यगस्ति तर्हि वयं श्वः अपि आरंभं कर्तुं शक्नुमः इति आवश्यकता इति भवान् आगन्तुं शक्नोति तर्हि सामान्यतः वयं यदि प्रातः काले वयं कुर्मः यदि सप्ताह दिनेषु चारणस्य प्रारम्भः करणीयः चेत् प्रातः कुर्मः परन्तु तत् पूर्वं यतः भवान् भवान् पूर्वं कदापि न चालितवान् एवमस्ति इति कारणेन प्रथमम् इदानीम् एतत् केम्पगौडा ग्रौण्ड् अस्ति खलु इदानीम् अस्माकं बनशङ्करी पार्श्वे अस्ति तत्र तत्र पातः षड्वादनतः सप्तवादनपर्यन्तं तस्य उपयोगं कर्तुं शक्नुमः वयम् अस्माकम् आरक्षकं आरक्षणं तत् आरक्षणमेव अस्ति तत् तत् रिसर्वेशन् अस्ति अस्माकं ड्रैविङ्ग् स्कूल् कृते तत्र वयं किञ्चित् एकवारं कथं यानम् अग्रे चालयितुं शक्नुमः वा पृष्टतः कथम् एतत् सर्वं एव एकवारं तत् ज्ञातुं अत्र ग्रौण्ड् मध्ये कर्तुं शक्नुमः नो चेत् भवतः गृहसमीपे कुत्रापि बृहत् पार्किङ्ग् लाट् अस्ति चेत् तत्रापि वयं तत्र तस्य प्रारम्भं कर्तुं शक्नुमः भवतः तत्र एकः इदानीं यः शिक्षकः अस्ति सः यानं स्वीकृत्य तत्र आगच्छति एकवारं तत् पाठयति अस्तु तदनन्तरं मार्गेषु चारणं तदनन्तरमेव आगच्छति तर्हि भवान् यदा एतत् कर्तुम् इच्छति तदा वयं प्रारम्भं कर्तुं शक्नुमः इदानीं सामान्यतः एल् एल् आर् एल् एल् आर् कदा एल् एल् आर् कदा स्वीकृतवान् महोदयः भवान् परन्तु क कदा कदा स्वीकृतं सत्यं सत्यं जयनगरे अस्तु उत्तमं परन्तु क कदा स्वीक्रियते गतमासे वा गतसप्ताहे वा कदा स्वीकृतवान् एल् एल् आर् ओ तदा कदा स्वीकृतवान् आमां किमर्थं चेत् एल् एल् आर् स्वीकृत्य न्यूनाति अस्तु सप्ताहद्वयम अभवत् तर्हि सप्ताहद्वयम् अभत् चेत् इतोमपि सप्ताहान्ते ड्रैविङ्ग् तस्य निमितं गन्तुं शक्नुमः तथा कर्तुं शकते न्यूनाति न्यूनम् एकमासः एकः मासः भवतु इति अस्य नियमः अस्ति परन्तु यदि सम्यक् चालनं अधीत्य एव वयं गच्छामः इति अस्ति चेत् किञ्चित् प्रतीक्षां कृत्वा इतोपि प्रतीक्षा नाम एवं गृहे उपविशामः इति नास्ति वयं किं कुर्मः चालनम् इतोपि सम्यक् चालनस्य अभ्यासं कृत्वा इदानीं श्वः अस्ति मार्च् प्रथमः दिनाङ्कः इति स्वीकुर्मः चेत् एप्रल् प्रथमसप्ताहे ड्रैविङ्ग् टेस्ट् निमित्तं गच्छामः तत् पूर्वं सम्यक् अभ्यासं कृत्वा यानं वयं कर्तुं शक्नुमः सम्यक् वा अवश्यम् अवश्यं मेन्टनन्स् विषये अपि वयम् अवश्यं सूचयामः भवतः यानं किम् इति ज्ञात्वा वयं तत् सर्वं वदामः चिन्ता नास्ति तत् तदपि वयं तादृशं वयं न वदामः किमर्थं चेत् यानानां बहु बहु विधानि यानानि सन्ति प्रत्येकं यानस्य आवश्यकता भिन्ना भवति अतः वयं तादृशं वयं न कुर्मः यतः मेकानिक् शाप् यत् जनानां यावत् ज्ञानं भवति अस्माकं तावत् न भवति परन्तु सामान्यतः अवश्यं जानीमः यथा यथा चालनार्थम् आवश्यकता अस्ति परन्तु महोदय भवान् आगच्छतु यदा आवश्यकता तदा समयः अस्ति भवान् आगच्छतु यदा यदि भवान् सज्जः अस्ति तर्हि वदतु एकवारं तत्र बुकिङ्ग् इदानीं प पठनार्थं तत्र वन् मन्त् कोर्स् इति भवान् स्वीकरोतु जालदेशे एव रिजिस्ट्रेशन् कृत्वा तत्र तत्रैव यत् धनम् अपि तत्रैव ट्रान्स्फर् कृत्वा रेजिस्टर् करोतु भवान् आगच्छतु यदा कदापि एकमासपर्यन्तं वयं भवान् अभ्यासं कर्तुं शक्नोति अत्र सम्यक् वा अस्तु महोदय अवशं मिलामः शीघ्रमेव भवान् अवश्यं तत्र आगत्य आगत्य अस्माकं ड्रैविङ्ग् स्कूल् चालनशालायां भवान् अध्ययनं करोति तत् चालनस्य इति अहं विश्वसिमि अस्तु महोदय राम राम